अस्माकं प्रान्ते प्रान्तानुगुणं यथा भारतदेशे विभिन्नेषु स्तलेषु प्रान्तेषु भवन्ति तथा अस्माकं प्रान्ते अपि अस्ति विशेषतः अस्माकं ग्रामे कुलानुगुणं प्रान्तानुगुणं तत्तत् साम्प्रद सम्प्रदायः वंशाचारानुसारं वस्त्रधारणं आहारविधानं प्रान्तीयभाषापि एकस्मिन्नेव ग्रामे प्रान्तीयभाषा विषये अपि लघुलघु भेदाः अल्पाः भेदाः सन्ति तर्हि यद्यपि भेदाः सन्ति तत्र जनानां मनस्सु भेदभावना न सन्ति वस्तुतः आचारः तु उदाहरणार्थं वदामि भगवतः आराधनं आचारः सम्प्रदायः तदनुसारं विभिन्नरीत्या भगवतः आराधनं कुर्वन्त्येव किन्तु मूलभूत उद्देशः तु भगवतः आराधनं तद्वदेव वस्त्रधारणं वस्त्रधारणं यथा वयं वदामः तथा प्राथमिकं तु अस्माकं तु रक्षणं प्रकृतेः रक्षणं वस्त्रधारणं भवति किन्तु तत्त्त् कर्मानुसारं तेषां वस्त्रधारणं भवति सौलभ्यं किञ्चित् कर्मकरोति श्रा श शारीरिक श्र श्रमं करोति तदनुसारं तस्य वा तस्याः वा वस्त्रधारणं भवति तद्वदेव अन्यः कश्चन अध्ययन अध्यापने रतः अस्ति तदनुसारं तस्य वस्त्र धारणं वा किञ्चित् भवति एवं इदानीं तु तथा नास्ति सर्वेषामपि एकविधवस्त्रधारणं वैदेशिकानां अनुसरणेन अस्ति एतत् सर्वदा उचितं नास्ति सर्वथा अपि उचितं नास्ति इति मम अभिप्रायः